अहम् एतद् लेप्टोप् चतुर्वर्षात् पूर्वं क्रीतवान् एतद् ब्राण्ड् एत ताव् तस्मिन् समये किञ्चित् अधिकं मूल्यम् अभवत् तथापि एतावत् पर्यन्तं कोपि न दोषः आसीत् सर्वं सम्यक् एव चलति अहम् अस्मिन् लेप्टोप् मध्ये वीडियो एडिटीङ् एवं गेमीङ्ग् अपि कुर्वन् अस्मि तव् तस्मिन् समये अपि कोपि लाग् एवं स्पीड् ड्राप् कोपि न् आसीत् यदि अहं वीडियो एडिटीङ् एक्स्पोपोर्टीङ् करोमि चेत् तत् अपि स्मूत् स्वरूपेण एव आगच्छति एवं एतस्य डिस्प्ले क्वालिटी अपि बहु सम्यगस्ति सेवेन्टीन् ईञ्च् डिस्प्ले अस्ति तेन सर्वं वीडियो सम्यगेव दृश्यते एवम् एतस्य की बोर्ड् अपि बहु सम्यक् अस्ति बाक् लैट् की बोर्ड् अस्ति आर् जी बि लैटीङ्ग् सर्वं टङ्कणकरणसमये टैपिङ्ग् मध्ये अपि अति सुलभतया एव चलति तेन एतद् लेप्टोप् बहु उत्तमम् अस्ति इति मन्ये